हा हा हरिः ओं भगिनी अयि भोः अप् उपविशतु अत्र किञ्चित् भाषा वः किञ्चित् किञ्चित् भाषावहे उपविशतु अत्र भवती अद्य किम् आनीतवती खादितुं आं वा वा बहु सम्यक् मया इदं रोटिका आनीता वर्तते रोटिका पुनः शाकं वयमुपविश्य खादावः अस्तु वा कोपि क्लेशः नास्ति खलु आम् इदानीं महोदया किं जातं वर्तते इत्युक्ते मम छात्राः नाम मम कक्षायाः छात्राः किमपि न पठन्तस्सन्ति किं करणीयमित्येव न ज्ञायते अधुना भवत्याः कक्षीयाः छात्राणां का स्थितिः इदानीम् किम् हा हा इदं किमर्थं नाम जातमस्ति इत्युक्ते एतद् कोविड् आगतङ्किल तस्मात् कारणात् छात्राणाम् आन्लैन् इत्यादिकं जातं पुनः छात्राणां व्यसनमेव जातं तत् दूरवाणी इत्यादिकं सर्वं स्क्रीन् टैं सर्वम् अपि अधिकं जातं छात्राणां व्यसनमेव अस्ति भोः भगिनी किं करणीयमित्येव न ज्ञायते भवत्याः भवत्याः का चिन्तनं भवत्याः हा हा हा हामाम् आम् कथं करणीयमित्येव न ज्ञायते यतो हि द्विवादनपर्यन्तं ते अस्माकं नाम दृष्ट्याः दृष्ट्यौ दृष्टौ सन्ति पुनः गृहं गच्छन्ति तदानीं किं कुर्वन्ति इति अपि न ज्ञायते तेषां पालकाः अपि किमपि न वदन्ति इयं बहू समस्या वर्तमाना अधुना आमाम् हा इदानीं महोदयः तत् त्यक्त तत् त्यक्षावः अधुना खादावः अनन्तरं भाषावहे अस्तु वा